सर्वेभ्यो नमस्कारः अहमस्मि सान्तनु अहं ह्यस्तदि ह्यस्तनदिने दूरदर्शनं क्रयणार्थम् उद्यानं प्रति गतवान् तत्र ते बहु सम्यक् रूपेण अस्मान् बोधितम् एवं दूरदर्शन दूरदर्शन दूरदर्शनविषये यदि पश्यामः तत्र बहु समीचीनम् आसीत् एवं रूप्यकाणि अर्धम् एव आसीत् तत्र बहु डिस्कौण्ट् अपि कृतवन्तः ते एवं यदि भवन्तः इच्छन्ति भवन्तः अपि क्रेतुं शक्नुवन्ति